हरि ओम् नमस्ते महोदय मम बैक् यानं नष्टं वर्तते नास्ति बहु अन्विष्टम् आदिनम् अन्विष्टं न लब्धम् आम् परितः तस्य परितः एर्या गत्वा आगतम् न लब्धं तत्र विद्यमानगृहीयजनाः अपि पृष्टाः न लब्धं वर्तते के ए जिरो टु ई क्यू टु त्रि टु त्रि आम् वर्तते महोदय आम् कार्यक्रमः आसीत् तद् मम पिता जन्मदिनस्य कृते बुलेट् दत्तवान् तदर्थं तत्र मयि मम कृते बहु प्रीतिः वर्तते हा तद् अर्जेण्ट् कोल् आगतम् तदर्थं तत्रैव त्यक्त्वा गतम् पुनः आगत्य पश्यामि नासीत् हा तत्रैव मम मित्राणि अपि मम मित्राणि अपि आसन् तत् पश्यन्तीति चिन्तितं परन्तु न दृष्टवत्यः ताः अपि गतम् बैक् मासद्वयमतीतमासीत् कृष्णवर्णः आसीत् तत्र शैनिङ्ग् अपि आसीत् बहु सम्यक् आसीत् दृष्टुम् हा सम्यक् सौण्ड् आगच्छति स्म नूतनं खलु तदर्थं सौण्ड् न निवारितमासीत् तद् बसवनगुडि मध्ये नष्टमस्ति आम् दृष्टं सर्वत्रापि दृष्टम् उक्त्वा च आगतम् एवम् अस्ति मम किञ्चित् दृष्टं चेत् वदन्तु इति आम् तत्र एकं आम् एकं तत्र एकम् ए टि एम् अस्ति सिसिटिवि द्रष्टव्यमिति उक्तवती अहं परन्तु तत्र पोलिस् जनाः विना अन्येषां कृते न यच्छामः इति उक्तवन्तः तदर्थम् अहम् अत्रैव आगता यत्र मम बैक् स्थापितमासीत् तत् साक्षात् एकं सिसिटिवि अस्ति ए टि एम् मध्ये तद् दृष्टुं शक्नुवन्ति महोदय आम् सत्यम् हा अस्तु न कुर्मः धन्यवादाः सम्यक् सहकारः दत्तः सहायश्च कृतः बहु धन्यवादाः महोदय